मया आन्लैन् द्वारा कथापुस्तकम् आर्ड्र कृतमासीत् भवद्भिः द्वितीयं यत् प्रेषितमस्ति तत् सम्यक् नास्ति तद् क्वालिटि तद् अपि स्पृशामश्चेत् सति भग्नं भवति एतद् सम्यक् नास्ति